अहं शास्त्रीयं सङ्गीतं गातुम् इच्छामि एव आधुनिकसङ्गीतं मह्यं बहु रोचते किन्तु समस्या एषा अस्ति कम् अपि शिक्षकम् एतत् शास्त्रशुद्धं प्रशिक्षणम् अहं न गृह्णामि एतत् कारणे शास्त्रीयसङ्गीतं मम बहु रोचते अत्र शास्त्रीयसङ्गीते विविधाः रागाः भवन्ति ते रागेण एव अस्माकं शरीरं मनः खलु स्वास्थ्यं स्वास्थाय कृते बहु बहु उत्तमः अस्ति आधुनिकसङ्गीते अत्र विविधाः प्रकाराः प्रकाराः भवन्ति एव तस्य श्रवणेन अपि किञ्चित् शृणोमि तत्र ते आधुनिकसङ्गीते शब्दस्य अर्थग्रहणम् अर्थग्रहणं ग्रहणं न भविष्यति तत्र कृते केनापि शब्दं योजयित्वा आधुनिकसङ्गीतं रचनां करोमि तत्र कृते वा वाद्यं वाद्यवादनं सम्यक् भविष्यति परन्तु किन्तु तत्रे आधुनिकसङ्गीते सा उत्तमाः अर्थाः न सन्ति सन्ति एतत् कारणे नूतनाः पीडि तस्य वर्तनं करोति एव उत्तमः न भविष्यति एतस्य कृते मम आशा अस्ति शास्त्रीयद्य सङ्गीतस्य अनुकरणे एव आधुनिकवादनेन सह शास्त्रीयसङ्गीतस्य मेलनं भवति तत्र अस्माकं पुनः प्राचीनं सङ्गीतम् समावेशकपरम्पराः जाताः